आरोग्यसेवासु भ्रष्टाचारविषये किञ्चित् वक्तुम् इच्छामि तत्र करोनाकाले यावद् वयं दृष्टवन्तः तत्र बहवः बहूनाङ्कृते करोना पासिटिव् आगतं तदा वैद्यालयेषु सम्यक्तया ट्रीट् इति इच्छति ट्रीट् न कृतम् कुतः नाम सर्वे वैद्याः धनम् इच्छन्ति अस्मिन् काले इति कृत्वा तादृश आरोग्यसेवासु भ्रष्टाचारः नाम धनं सर्वे इच्छन्ति इति कृत्वा केपि सम्यक्तया ट्रीट् न कृतवन्तः सेवां न कृतवन्तः ये अन् अनारोग्ये पतिताः तेषाम् इति एकः विषयः अनन्तरम् सीट् नाम बेड्स् भवन्ति नाम इदम् पेशण्ट् जनानाङ्कृते बेड् यद् उपयोगः क्रियते तस्य अधिकाः एव भवन्ति बेड् तथापि ते वैद्याः नास्ति इति कृत्वा इदम् अन्यत्र नयन्तु पेशण्ट् अनारोग्यस्य पुरुषस्य अन्यत्र एव किं स्वीकृत्य गच्छन्तु इत्येवं रूपेण अधिकं आधिक्येन वदन्ति आरोग्यसेवासु आस्पटल्सु आस्पिटल्मध्ये इत्येवं रूपेण करोनाकाले एतस्य प्रभावः अधिकः जातः आसीत् एतस्य परिहारः वर्तते वैद्यानां समीचीनज्ञानं भवेत् नाम अस्माकं राष्ट्रं सम्यक् भवेद् सर्वेपि आरोग्ययुक्ताः एव भवेयुः इति यदा वैद्यानाम् एतादृशज्ञानं समीचीनज्ञानं भवति तदानीमेव एतादृशं समीकर्तुम् एतादृशं सर्वं समीकर्तुं शक्यते इति वक्तुं शक्यते